हरिः ओम् ह नमस्ते नमस्ते ह अस्माकं गृहे दिनद्वयात्मकम् एकं दिनद्वयवासं कर्तुम् एकं प्रकोष्ठम् अपेक्षितम् आसीत् एकम् एकं विशालं प्रकोष्ठम् ह ह ह ह विशालः अपेक्षितः वयं त्रयः जनाः स्मः अहं मम पत्नी मम पुत्रः च हा द्विनद्वये वयं वासं कुर्मः तत्र दिनद्वये वासं कुर्मः प्रकोष्ठे स्नानस्य व्यवस्था शौचस्य व्यवस्था अस्ति खलु हा स्विमिङ्ग्पूल् अस्ति वा स्विमिङ्ग्पूल् अ अस्ति वा

किं किं किं किं

हा एवं वयं दद्मः दद्मः चिन्ता नास्ति ह

किं किं त्रिसहस्त्ररूप्यकाणि हा प्रतिदिनं त्रिसहस्त्ररुप्यकाणि हा एकस्य दिनस्य त्रिसहस्त्ररूप्यकाणि

ह ह ह

अ अस्तु दद्मः एवं भोजनार्थम् अन्यत्र गन्तव्यम् अथवा तत्रैव व्यवस्था अस्ति भोजनं ह ह ह ह

हा एवं तत्र तत्र दक्षिणभारतीयभोजनव्यवस्था अस्ति खलु एवं दक्षिणभारतीयभोजनव्यवस्था अपेक्षिता ह ह ह

अ सस्याहारः खलु सस्याहारः समीचीनं वयम् आगामिपञ्चदशदिनाङ्के सायम् आगमिष्यामः पञ्चदशदिनाङ्के सायम् आगमिष्यामः हा एवमस्तु मम नाम नरहरिकेशवभट्टः इति हा ए हा अ समीचीनं समीचीनं धन्यवादाः